अहं ह्यः स्विग्गि प्राप्तः अस्माकं किं तत् मल्लेश्वरं दोसे कार्नर् ततः मसालादोसा आर्डर् कृतवान् तत् आगतमपि किन्तु अहम् अधुना ज्ञातवान् मम गृहे तद् स्थापयितुं पात्राण्येव न सन्ति इति अतः एवं स्थितिः अधुना अस्ति आर्डर् आगतं किन्तु तद् स्थापयितुं पात्राणि न सन्ति यदा पात्राणि भवन्ति तावता प्रायः तद् नष्टं नष्टं गच्छति अतः पात्रस्य सज्जीकरणानन्तरं पुनः अहं स्विग्गितः आर्डर् करिष्यामि